गायने मम रुचिः कथं विकसिता इति प्रश्नः अस्ति अहं प्राक्तः अपि यदा शालायाम् आसं तदानीम् आरभ्य गायनं कुर्वन्नस्मि यतोहि मम कण्ठः समीचीनः अस्ति इति कृत्वा मम शिक्षकाः गातुं वदन्ति स्म कदाचित् कार्यक्रमः भवति तत्र गानं गातुं वदन्ति स्म अहं गायनं ततः आरब्धवान् तदानीम् आरभ्य मम गायने रुचिः वर्तते अहम् अधिकतया कन्नडगानं एवं हिन्दीगानं गातुम् इच्छामि कदाचित् अहं दुःखी भवामि अथवा कदाचित् मम समयः भवति तत्काले अहं गानं गातुम् इच्छामि तस्य रेकार्ड् अपि कृत्वा अन्येषां कृते अपि कदाचित् प्रेषयामि ते अपि तत् श्रुत्वा आनन्दम् अनुभवन्ति एवमेव भजनमपि अहं गातुम् इच्छामि मम शालायां भजनं भवति तत्रापि अहं गानं गायामि एवं भजनमपि गायामि ततः छात्राः अपि सन्तुष्टाः भवन्ति अतः मम गायनस्य विषये मयि तृप्तिः वर्तते एवं सन्तोषः अपि वर्तते

लघुवयसि एव गायनस्य रुचिः आरब्धः आसीत् यदा अहं शालां गच्छामि स्म प्रथमकक्षा काले न आसीत् किन्तु पञ्चमकक्षां यदा प्रविष्टं तत्काले अहं गुरुकुले अध्ययनं कृतवान् तत्र देशभक्तिगीतं गायामि स्म ततः मम गायनविषये रुचिः आरब्धा ततः अहं गायनं कुरन्नस्मि